आम् शिक्षितः सुशिष्टान् सिद्धान्तान् पालयति इदं सत्यम् अस्ति कारणं यत् ये सुशिक्षिताः भवन्ति ते स्वकीयजीवने शिक्षायाः शिक्षाद्वार प्राप्तं यत् किमपि ज्ञानम् अस्ति तं ज्ञानम् अनुसृत्य किञ्चित् निर्णयम् कर्तुं शक्नुवन्ति एवं च स्वकीये जीवने अपि तस्य पालनं ते कर्तुं शक्नुवन्ति ये शिक्षिताः भवन्ति ते अन्यान् अपि शिक्षितुं कर्तुं समर्थाः भवन्ति इदं सत्यं यत् सुशिक्षिताः सुशिष्टान् सिद्धान्तान् पालयन्ति